नमस्ते आगच्छन्तु उपविशन्तु भवत्याः नाम किं भवती किमर्थम् आगतवती यतोहि अत्र सन्दर्शनं भवति सत्यं सन्दर्शनम् अस्ति इत्यतः आगतवती वा भवत्याः विषये किञ्चिद् वक्तुं शक्नोति वा वदन्तु आम् भवति तत्र बीसीए मध्ये किं विषयम् इच्छति सत्यं तत्र अर्थात् भवति कोडिङ्ग् यद् वर्तते तद् इच्छति इति अहं भावयामि एवम् अस्माकं संस्थायां तस्मिन् विषये एव अध्ययनं वर्तते भवती तस्मिन् विषये वक्तुं इच्छति वा आम् वदन्तु पुनश्च तेन कः उपयोगः वेब्सैट् करणेन कः उपयोगः सत्यम् इदं वेब्सैट् इति भवद्भिः यद् प्रयुक्तं तद् वेब्सैट् इति तस्य उपयोगः कः सत्यं तत्र सत्यं तत्र वेब्सैट् मध्ये यद् यद् स्थापयामः तद् सर्वे द्रष्टुं शक्नुवन्ति पनुश्च तस्य अध्ययनं कर्तुं शक्नुवन्ति इति भवताम् आशा सत्यम् अस्माकं संस्थायाम् एतादृशविषयेषु ये अधीतवन्तः अधीताः सन्ति तेषां स्वीकरणं भवति भवती आगामिमासे प्रथमदिनाङ्के आगत्य अस्माकं संस्थां प्रति नियुक्तिं कुर्मः भवती आगच्छतु समये आगच्छतु पुनश्च पत्रमपि दद्मः धन्यवादः